नमस्ते हा इदं अहं मम नाम धनीशः अहं योगः को तद् योगः करणीयमिति तत्र अड्मिशन् कृतवानासीत् तत् ओन्लैन् हा ओन्लैन् ओन्लैन् एव स्दाबिदम् आसीत् हा तत् हा एकघण्टा वा ओ प्रातःकाले वा

प्रातःकाले एव समयः तत्तु मम षड्वादने एव हा इतो इतोपि धनविषये कति भविष् टु ओ एवमस्ति हा तत्सम्पूर्णं कति न प्र प्रतिदिने आगन्तुं च

ओ एवमस्ति इतोपि अस्माकं तद् नोट्स् इत्यादिकं कथं ओ केवलं प्रेक्टीस् एव वा इतोपि थियरि किमपि अस्ति वा

एवमस्ति

ओ एवमस्ति हा हा आं हा एवमस्ति हा हा ओके कति मासः अस्ति इदं सर्वं हा हा हा अस्तु शक्नुमः ओ एवमस्ति ओ ए एवं हा ओके हा अस्तु हा अस्तु महान् धन्यवादः धन्यवादः